मया बहूनि कार्याणि कृतानि तत्र विशेषतया विश्वतुलुसम्मेलनम् इति उजिरे नगरे आसीत् तत्र सुरक्षतानेतृत्वं मया कृतं तत् कार्यं श्रेष्ठम् इति अहं चिन्तयामि बहूनि पुस्तकानि विरचितानि तत्र पुस्तकसम्पादनं बहुत्र कृतं श्रीक्षेत्रधर्मस्थलस्य विषयम् अधिकृत्य महाबन्धः इति ग्रन्थः रचितः सः तत्कार्यं श्रेष्ठमिति अहं चिन्तयामि